सत्यं प्रथमम् अस्माभिः सूर्यनमस्कारः क्रियते सूर्यनमस्कारे द्वादश आसनानि अन्तर्भूतानि भवन्ति अनन्तरं प्राणायामाः इत्यादिकं भवति तत्र सुलभतया कर्तुं यानि आसनानि वर्तन्ते तान्येव सूर्यनमस्कारे अन्तर्भूतानि भवन्ति